अस्माकं जीवनं जलवत् प्रवहति वयम् आनन्दार्थं मनोविनोदार्थं क्रीडां कुर्मः क्रिडनेन अस्माकं मनसि आनन्दं जायते एतत् एतां क्रीडां वयं अन्यैः जनैः सह कुर्मः तेन किमपि वा सिद्धति परं यदा वयम् अस्माकं सम्ब सम्बन्धानाम् मध्ये क्रीडां कुर्मः तदा अन्यत् अपि आनन्दं वयम् अनुभवामः यदा वयं स्वजनः स्वजनैः सह क्रीडां कुर्मः तस्मात् तदा अस्माकं मनसि स्थितं द्वेषभावम् अपगच्छति तेषां कृते अस्माकम् मनसि स्नेहपूर्णभावः उत्पद्यते तेषां मनसि अपि अस्माकं कृते स्नेहभावः उत्पद्यते एवम् क्रीडनेन तेषां स्मरणम् अस्माकं कृते बहु दिनं यावत् भवति यथा वयं कुत्रचित् गत्वा केनापि सह क्रीडां कुर्मश्चेत् पुनः यदा तां क्रीडां कुर्मः तदा सः जनः अस्माकं कृते स्मरणं भवति एवं यदा वयम् स्वजनैः सह क्रीडां कुर्मः तदा क्रीडा अत्यन्तम् आकर्षकम् आनन्ददायकं च भवति ग्रामीणाः जनाः एतादृशम् क्रीडां कर्तुं बहु इच्छन्ति एवं क्रीडनेन ते महत् आनन्दं च अनुभवन्ति किं वा ति यदा उत्सवादिकं भवति स्वजनैः सह क्रीडायाः आयोजनम् अपि कुर्वन्ति यथा विवाहेषु यथा कार्यक्रमेषु ते स्वजनैः सह क्रीडायाः आयोजनं कुर्वन्ति